पारम्परिकं नाम परम्परतया अस्माकं प्रदेशो भवति तुळुनाडु इति अर्थात् तुळु एव अत्रस्त भाषा भवति परन्तु कर्नाटके एव अन्तर्भवति इति कारणात् प्रधानभाषा भवति कन्नडा एव तथापि अत्रस्थजनाः मूलतया तुळु एव सम्भाषणं तुळुभाषायामेव सम्भाषणं कुर्वन्ति आरण्यकाः के केचिदपि अत्र न सन्ति परन्तु उत्तरकर्नाटकतः अत्र आगत्य नाम उद्योगार्थम् अत्र आगत्य जनाः वसन्तीति कारणात् अस्माकं कर्णाटकभाषा तथा च तेषां कन्नडभाषायां व्यत्यासः दृश्यते